मम समीपे एकं बहु पुरातनं मराठीपुस्तकं वर्तते तद् बहु पुरातनं वर्तते यत् तस्मिन् पुस्तके कथाः कविताः च सन्ति एकवारं मार्गे मार्गे यदा अहं दृष्टवान् एकः पुस्तकापणः आसीत् तत्र गत्वा अहं पुस्तकानि दृष्टवान् पुस्तकानि दृष्ट्वा अहम् एकं पुस्तकं तत्र प्राप्तवान् तत् पुस्तकं बहु पुरातनम् आसीत् तस्मिन् पुस्तके सुन्दराणि काव्यानि तथा च सुन्दराः सुन्दराः कथाः सम्यक् काव्यं लिखितमासीत् तत् पठित्वा पुरातनं ज्ञानं मया प्राप्तं तत् पुस्तकं बहु सुन्दरं परन्तु तस्य पत्राणि पर्णानि शीर्णानि आसन् यतः तत् पुरातनं पुस्तकमासीत् तस्मिन् पुस्तके जीर्णं पत्रं जीर्णं सर्वं जातम् आसीत् परन्तु तथापि तत् पुस्तकं बहु अमूल्यं वर्तते तत् पुस्तकं विवा शिर्वाड्कर् इति लेखकेन लिखितं तस्मिन् तस्य रचनाः सन्ति तेन एव प्रथमवारं तत् प्रकाशितमासीत् अतः तत् पुस्तकं बहु मूल्यं वर्तते तस्मिन् पुस्तके याः कथाः सन्ति ताः बहु महत्त्वपूर्णाः सन्ति तस्य सम्प्रति काले जनाः अध्ययनमपि कुर्वन्ति परन्तु तत् पुस्तकम् अधुना कुत्रापि न प्राप्यते तत् पुस्तकं यदा अहं प्राप्तवान् तदा तत् पठित्वा बहु आनन्दम् अनुभूतवान्